भारतस्य स्वातन्त्र्यं स स्वतन्त्रय स्वातन्त्र्यसङ्ग्रामस्य विषये ममः मनसि विचारः अस्ति यदा अहं तु व प्राचीनकाले पुस्तकं पठितं यदा लिखितं तदा वदामि प्राचीनं सङ्ग्रा स्वतन्त्रता सङ्ग्रामस्य बहु बहु महान् पुरुषः महापुरुषस्य महान् पुरुषस्य भागं गृह्णवन्तः तथा च मुख्यरूपेण अहं मुख्यरूपेण व्यक्तयः प्रभावः मम मम उपरि प्रभावः अस्ति यथा मोहन्दास् करं चन्द्रगान्धी इति महात्मागान्धिरूपेण व्याख्या विख्यातनाम यथा विख्यातः मम उपरि तथा बहू मानसिकरूपेण बहु मुख्यः व्यक्तिः अस्ति स्वतन्त्रतासङ्ग्रामे यथा तु इङ्ग्लेण्ड् गतः तदा बहु प्रचारः कृतः तदा आगतः अन्य बहु धर् धरणादिप्रदर्शनं कृ कृतं तथा एकः अन्य मुख्यः अन्यः अस्ति यथा ड खुदीराम्बोस् तथा राजेन्द्रः डाक्टर् राजेन्द्रप्रदा डाक्टर् राजेन्द्रप्रसादः चन्द्रसेखर् अजाद् बहु बहु व्यक्त्य व्यक्तयः अस्ति यथा स्वतन्त्रता सङ्ग्रामं सङ्ग्रामे मुख्यरूपेण भागं गृह्ण्वन्तः यदा स्वतन् अहं स यदा अहं स्वक्षरूपेण जीवामि चेत् यथा अन्यः प्रदेशस्य मम उपरि किमपि ताडनं ताडनं नास्ति चेत् तदा स्वतन्द् भारतस्वतन्त्र्यं भवति चेत् तथा बहूनि उपकाराणि सन्ति ऐ महापुरुषस्य